इदानीन्तन दिनेषु सर्वे जीवनार्थम् वा पठनार्थं वा वृद्ध्यर्थं वा इतरदेशं गच्छन्ति तत् उत्तमम् अस्ति अभिवृद्धिः अपि भवति किन्तु यदा यदा ते बहिः गच्छन्ति तदा अस्माकं संस्कृतिं न विस्मरणीयम् तत् कथं भवति इति बाल्यात् बाल्यात् बाल्यात् बाल्यातेव वयं मातापितरौ वयं सर्वे बालानाम् पाठनीयम् अस्माकं संस्कृतिः किम् इति पर्वाणि दिनानि कानि कथम् आचरणीयानि तानि सर्वाणि वयमेव पाठनीयं पाठशालायामपि पाठनीयं किन्तु मातापितरौ अधिका बाध्यता अस्ति अतः तदा एव बालाः बालाः अपि अनन्तरं युवकाः युवादशे बहिः पठनार्थं गच्छन्ति चेतपि अस्माकं संस्कृतिं न विस्मरन्ति किन्तु बहिः भारतदेशे अस्माकं गृहे स्मर्तुं सुलभमस्ति किमर्थं सर्वे अपि तथा एव आचरन्ति किन्तु बहिः यदा गच्छन्ति तदा किञ्चित् क्लिष्टं भवति अत्र अस्माकं वस्तूनि अपि न लभ्यन्ते इति तत् मत्वा वयं आचरणं न विस्म विस्मरामः न त्यजामः तदेव करणीयम्